सामाजिकमाध्यमेषु मम तु कोऽपि प्रियनर्तकः न अस्ति परन्तु अहं यत् चिन्तयामि तत्र नृत्यस्य या शाट् वर्तते रील्स् वर्तन्ते तेषां मध्ये तु केवलं समयः समये समयस्य व्यर्थता एव भवति परन्तु तत् तत् त्यक्त्वा वयं यूटूब् मध्ये अथवा अन्यत् किमपि यद् ज सामाजिककल्याणार्थं यानि चलच्चित्राणि वर्तन्ते अथवा यानि कानि साधनानि वर्तन्ते तेषाम् उपयोगं कुर्मश्चेत् तेन तेन अस्माकमेव भविष्यलाभः भवेत् यथा वयं पश्यामः बाल्यकाले जियोग्राफ़िक् अथवा डिस्कवरि यानि साधनानि वर्तन्ते तेषाम् उपयोगं ये बालाः करोति तेषां तु भो भौगोलिकज्ञानवर्धनम् अथवा ऐतिहासिकं ज्ञानवर्धनमेव भवति परन्तु ये जनाः केवलं नृत्यस्य अथवा यद् च चलच्चित्रं पश्यन्ति तेषां तु किमपि भौगोलिकम् अथवा ऐतिहासिकः लाभः न नास्ति तथा च यद् रील्स् वर्तन्ते तेषां मध्ये जनाः इन्फ़्लुयेन्सर् वर्तन्ते ते तु फ़ेक् एव मेक्सिमम् टैम् ते तु फ़ेक् एव अस्ति एवम् अनन्तरं वयं जानीमः समयः भवति समयः बहु मूल्यवान् अस्ति वयं तत् रील् पश्यामः चेत् समयस्य एव हानिः भवति तेन समयहानिः चेत् मनुष्यहानिः एव परन्तु वयं तस्य उपयोगं पुस्तकपठनार्थम् अथवा किमपि अन्यकार्यार्थं कुर्मः कुर्मः चेत् तेन अस्माकं भविष्यः सुलभः भवेत् भवति एवम्